दोहजार् तेईस् तमवर्षे एशिया कप् फो पोजेक्ट् कारणात् सुपर् एकादश एशिया कप् इति अपि जायते पुरुषाणाम् एशिया कप् क्रिकेट् प्रतियोजितानां चलिताः षोडशतमं संस्करणम् आसीत् एतानि मेलोत्नानि एकदिवसीय अन्ताराष्ट्रीयक्रीडारूपेण एकदिवसीयक्रीडारूपेण पाकिस्तान् श्रीलङ्कादेशयोः उभय अधिकारिकः आयोजकत्वेन क्रीडिताः तत्र आगष्ट्मासस्य त्रिंशद्दिनाङ्कतः सेप्टेम्बर्मासस्य सप्तदशदिनाङ्क पर्यन्तम् अस्याः स्पर्धायाः आयोजनं षट्दलैः कृतं श्रीलङ्कादेशे प्रक्षकविजेताः आसीत् बहुदेशेषु प्रथमः एशिया काप् आसीत् यत्र पाकिस्तान्देशे चत्वारि मिलनकानि शेषाणि नवक्रीडाः स्रीलङ्कादेशे च कृतानि अस्य भेदाः आसीत् आसन् अस्मिन् वर्षे भारतस्य क्रिकेट् क्रीडा